आम् जीवने प्रधाननिर्णयं स्वीकुर्यादिति समयः आपतितः आसीत् तदा सम्यक् समालोच्य यथा अन्येषां कृते क्लेशः न स्यात् तथा व्यवहारान् कृतवती तस्मिन् समये च मम हितैषिणः ये अथवा मम पालकाः ये तेषाम् अभिप्रायं अहं स्वीकृतवती कदाचित् अभिप्रायस्वीकरणसमये सम्यक् चिन्तयित्वा स्वीकुर्यादिति मया ज्ञातम्